सत्यम् अस्माकं प्रदेशे विशिष्य यत्र अहं कार्यं कुर्वन्नस्मि तत्र राष्ट्रीयसंस्कृतविश्वविद्यालयः इति विश्वविद्यालयः विद्यते अत्र तु प्राक्शास्त्रीस्तरादारभ्य विद्यावारिदिपर्यन्तमपि अध्ययनं कर्तुं शक्नोति सर्वेषु विभिन्नानि शास्त्राणि अपि सन्ति व्याकरणन्यायज्योतिष्यमीमांसावेदान्तम् अद्वैतवेदान्तं विशिष्टाद्वैतवेदान्तं द्वैतवेदान्तञ्च वेदान्तशास्त्राण्यपि सन्ति विभिन्नानि शास्त्राणि कम्प्यूटर् सङ्गणक आधुनिकविषयापि सन्ति सर्वेपि अत्र सरलरूपेण अध्ययनं कर्तुं शक्नुवन्ति अस्मिन् विश्विवद्यालये अत्र बहवः उत्तमोत्तम अध्यापकाः गणाः अपि विद्यन्ते अध्यापकगणेषु पारम्परिकस्तरे अध्येताराः अध्यापकाः सन्ति आधुनिकस्तरेषु अध्येताराः अध्यापकाः अपि अत्र विद्यन्ते सर्वेपि सरल सरलसंस्कृतमाद्यमेन बोधयितुं समर्थाः सन्ति उत्तम अध्यापका सन्ति विशिष्य अन्येषु विश्वविद्यालयेषु यद् नास्ति अत्रैव अस्माकं विश्वविद्यालये यदस्ति विशिष्टा अस्ति इत्युक्ते अत्र संस्कृतं संस्कृतमाध्यमेनैव तत्र पाठप्रवचनादिकं भवति न तु अन्यासु भारतीयभाषासु तस्य प्रचारो वा प्रसारो वा अथवा पाठनं पठनं वा पाठनं वा न भवति संस्कृतमाध्यमेनेव अत्र भवति छात्राः एकवारम् अत्र प्रविशति चेत् अन्तिमपर्यन्तमपि विद्यावरिदिपर्यन्तमपि अत्र अध्ययनं कर्तुं शक्नोति उन्नतशिक्षाम् अपि अत्रैव प्राप्तुं शक्नोति अन्यत्र गमनस्य आवश्यकता एव नास्ति अत्र एकः विशिष्टः विशिष्टं स्थानमिदमस्ति श्रीनिवासस्य चरणकमलतले अयं विश्वविद्यालयः विराजमानः विद्यते